मम रुचिः चित्रकलायाम् अस्ति बाल्यकाले अहम् एवं पुस्तकं स्वीकृत्य मम विरामसमये मम ऊहानुगुणं रेखाः लिखित्वा कृष्णस्य चित्रम् अधिकम् अधिकम् अधिकं कृष्णस्य चित्रं लिखामि स्म तत्तु बाल्यकाले सामान्यरुचिः एव सा अन्नतरम् बहु यत्र कुत्र वा म्यूसियं गच्छामि तत्र चित्राणि एव अधिकतया पश्यामि अहम् अधिकज्ञानं नास्ति तत्र वर्णयितुं वा किमपि किमपि परन्तु चित्रसौन्दर्यम् अहं अनुभवामि दृष्ट्वा अरे बहु सम्यक् खलु इति एतादृश मार्गेषु अपि बहवः चित्राणि रचयित्वा तेषां कौशल्यं प्रदर्शयन्ति तद् दृष्ट्वा अपि अहम् अद्भुतम् आश्चर्यम् अनुभवामि अत्र मम इष्टः चित्रकारः इत्युक्ते मम स परि परिचितेषु मम गुरुः एव आसीत् एकः शिक्षकः माम् मम विद्यालये विद्याभ्याससमये एकः रविमहोदयः इति आचार्यः आसीत् सः सम्यक् चित्राणि लिखति स्म रङ्गवल्ली तादृश विषया तादृश चित्राणि अपि पुष्पैः पुष्पैः सह चुक्कलमाध्यमेन न सः एवम् अस्माकं पुरतः एव झटिति पुष्पैः भिन्नभिन्न रेखैः चित्रनिर्माणं करोति स्म तत् दृष्टवन्तः वयम् अनुभूतवन्तः सः इदानीम् इष्टतमः इति कोपि नास्ति तादृशः रविवर्मा तु जानीमः रविवर्मामहोदयं जानीमः परन्तु सः मम इष्टतमः इति तत्र वर्णयितुं मम तादृशं नैपुण्यं नास्ति सामान्यमेव चित्रकलाविषये दर्शनमात्रेणेव